बाल्ये मया पञ्चतन्त्रम् इति पुस्तकम् अधीतं तत्र एका कथा सुप्रसिद्धा बिडालवानरकथा इति द्वौ बिडालौ रोटिकायाः कृते परस्परं युध्येते तदा एकः वानरः आगत्य उक्तवान् देहि मे इयं रोटिका अहम् अर्धम् अर्धं दास्यामि इति तदा उभावपि बिडालौ तस्मै रोटिका दत्तवन्तौ वानरः चतुरः आसीत् अतः अर्धम् अर्धं ताभ्यां पूर्वं दत्तवान् पुनः तव सविधे अधिका जाता तव सविधे अधिका जाता इत्युक्त्वा सम्पूर्णा रोटिका भुक्तवान् स वानरः अतः पूर्वमेव तौ अर्धम् अर्धम् अभोक्ष्यतां तर्हि एवं नाभविष्यत् खलु अतः ए एषा कथा विचिन्त्य हासः आयाति